मम पास्पोर्ट् आवश्यकं भवति यात्रार्थं किन्तु मम पास्पोर्ट् वेरिफ़िकेशन् न सम्यक् कर्तुं शक्यते अतः किम् अहं करणीयम् अहं किं करणीयहम् अति भयं भयभीति मम कृते अतिभयं सः अस्ति अहं किमर्थं यात्रां कर्तुं शक्यते इति अहम् भीतिः भीतः भवति